संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः सम्माननाय च इमां भाषां पठन्ति मित्रैः सह शिक्षकैः सह तथा च अतिथिभिः सह संस्कृतेन वार्तालापं कुर्वन्ति संस्कृतसप्ताहमहोत्सवे नगरेषु अपि जनसामान्येषु अपि इमां भाषां प्रचारयन्ति वस्तुतः विद्यालयच्छात्राः विद्यालयेषु अपि संस्कृतवातावरणं निर्मातुं संस्कृते एव व्यवहरन्ति तथा च ते अवगच्छन्ति यत् अस्माभिः संस्कृतेने संस्कृतेनैव वार्तालापः करणीयः कारणं किं यत् वयं संस्कृतच्छात्राः तथा च यत् शास्त्रं पठामः तत् सर्वं संस्कृतेनैव निबद्धं वर्तते अतः एव ते जानन्ति इच्छन्ति तथा च सङ्कल् सङ्कल्पबद्धाः भवन्ति यत् अस्माभिः संस्कृतेनैव सर्वं स्वीकरणीयं पठनीयं वक्तव्यं च